अस्माकं ग्रामपञ्चायत् हुञ्चदकट्टे एतद् तीर्थहल्लि तालोकु शिव्मोग्गा जिल्लामध्ये एतद् हुंचकट्टे ग्रामपञ्चायत् अस्ति एतद् ग्रामपञ्चायत् मम ग्रा गृहतः दश किलोमीटर् पूर्वं पूर्वम् अस्ति एतद् ग्रामपञ्चायति अस्ति तत्र ग्रामपञ्चायत्तः अस्माकं कृते किमपि न प्रयोजनं किमर्थम् इत्युक्ते ते सर्वे जनाः टेक्स् सङ्ग्रहणं करोति अन्य तत्र एतद् तत्र शौचालयस्य व्यवस्थाम् अस्माकं गृहं गृहं ग्राममध्ये नास्ति अन्यं वेष्ट् सङ्ग्रहालयः सङ्ग्रहालयः सङ्ग्रहं कर्तुमपि वाहनं न प्रेषयन्ति तदर्थं सर्वे जनाः रस्तामध्ये वेस्ट् तद् स्थापयन्ति तदर्थं रोगरुग्णाः आगच्छन्ति तदर्थं वयं तत् ग्रामपञ्चायति मुख्यस् पी डि ओ इति वदति पी डि ओ मध्ये वयं तद् एकं पत्रमं अलिखन् अपि लिखित्वा दत्तवन्तः तदपि चेत् सः तद् वाहनमपि न प्रेषितवान् किमर्थम् इत्युक्ते ग्रामपञ्चायत् कृते वाहनं चालयितुं न डीज़ल् स्थापयितुं च पूरयितुं च कार्यं कर्तुं त ड्रैवर् कृते अपि सम् धनम् अपि न ददाति तदर्थं वयं न प्रेषयन्ति इति उक्तवान् तदर्थं सर्वे अस्माकं ग्रामे बहूनि त त्यक् त्याज्यं त्याज्यानि सन्ति एतत् त्याज्यालयस्य कृते रोगरुग्णादि रुग्णादि आगच्छन्ति नवीनः एकः एतत् ग्रामपञ्चायति सदस्यः चुनावणमपि इदानीम् आगच्छति नवीनः अध्यक्षः किं करोति इति वयं द्रष्टव्यम् मम आशयः इत्युक्ते नवीनः तद् पी डी ओ तत्र आवश्यकम् इति एतद् पी डी ओ ट्रान्स्फ़र् कृत्वा नवीनः अत्युत्तमः तत् पी डी ओ आवश्यकः इति मम आशयः एतत् पी डी ओ दशवर्षतः एतत् कार्यं कृत्वा अस्ति सः लोभधनम् अपि सा स्वीकरोति तद् न्यूनधन जनानां कृते सहाय्यमपि किमपि न करोति अत्युत्तमः पी डी ओ अस्माकं ग्रामपञ्चायत्मध्ये आवश्यकः इति अहं वदामि न नूतन पी डि वो आगच्छति चेत् एतत् स समस्यायाः परिहारं भवति इति अस्माकं गृहे ग्रामे सर्वे जनाः वदन्ति ते अपि नूतनः पी डि वो आवश्यकः इति वदन्ति